हलो आं नमस्कारः अहं देवप्रसादः आम् अहम् एकं केक्

आर्डर् कृतम् इच्छामि तत्र तत्र मार्बल् केक् अस्ति वा अन्यत् अन्यत् कि क्रीं केक् एव वा ओहो कति रूप्यकाणि भवति

चतुः शतं वा तस्य तस्य क्वाण्टिटि कति भवति एकः वा अहं द्वयं किलो अपेक्षते अष्टशतं वा अनन्तरम् रेड्वेल्वेट् अस्ति वा तत्र रेड्वेल्वेट्

द्विसहस्रं वा हो तत् सम्यक् भवति तस्य क्रीं सर्वं तत्र स्पेशल् किं भवति तत्र आम् अनन्तरम्

अनन्तरं मम कृते रेड्वेल्वेट् आवश्यकं तत् आं तत् दो आम् हा किलो द्वयम् अपेक्षते आम् आम् आम् आं द्विसहस्रम् आम् आम् हा तत्र लेखनीयं मम पितुः बर्त जन्मदिनमस्ति आम् आं कति भवति तत् तत् सम्यक्तया तत् लेखनीयं तत् नाम सर्वम् आम् अहम् अहम् अधुनैव वदामि आम् जन्मदिन आशंसाः मम आम् मम मम पितुः नाम रविकुमार् तत्र केण्डिलस् सर्वं भविष्यति वा केन्डिल्स् अस्ति हा हा हा आम् हा अस्तु आं चुरिका आवश्यकम् हा ओके भवति आम् आम् आम् आम् आम् आम् धन्यवादः हा